पारम्परिकरीत्या ये पठन्ति तेषां संशोधनकार्ये आसक्तिः अस्ति वा न वा इति प्रश्नः आसक्तिः वर्तते सर्वेषाम् आसक्तिः वर्तते वा इत्युक्तौ उद्योगनिमित्तं ये पठन्ति तेषां संशोधनकार्ये गवेषणकार्ये अनुसन्धानकार्ये गतिः वर्तते अन्ये ये केवलं ज्ञानार्थं पठन्ति पुनः पारम्परिकविद्यालयेषु एव अध्यापकाः भविष्यन्ति तेषां कृते संशोधनकार्ये आसक्तिः भविष्यति इति वक्तुं न शक्यते अतः अस्माभिः आदौ यदि अनन्तरं द्वितीयः प्रश्नः कति प्रतिशतं जनाः संशोधनं कर्तुम् इच्छन्ति इति तथा प्रतिशोधं प्रतिशतं कल्पयितुं गणयित्वा वक्तुं न शक्यते परन्तु यदि पारम्परिकरीत्या पठन्ति तेषां कृते अनुसन्धानकार्ये आसक्तिः वर्धनीया चेत् तदर्थम् उपायः वर्तते कः उपायः तु एकः उपायः उद्योगः सर्वेषां कृते कल्पनीयः पठन्ति चेद् अवश्यं ते किञ्चित् कञ्चित् उद्योगं प्राप्स्यन्ति इति स्थितिः वातावरणम् संरचनीयं परिकल्पनीयं तथा यदि परिकल्प्यते सर्वेपि पठितुम् आगच्छन् पठितुं नाम ये पठन्ति पारम्परिकरीत्या ते सर्वे अनुसन्धानकार्ये प्रवर्तन्ते अयमेकः उपायः अयमेव उपायः इति नास्ति अन्यः उपायः वर्तते पठनकाले एव व्याख्या वादग्रन्थेषु उद्ग्रन्थेषु व्याख्या कर्तव्या अप्रकाशितकृद्यस्य इदानीम् अप्राप्यमानग्रन्थस्य सम्पादनं पुनः प्रकाशनार्थं कर्तव्यम् इत्यादिकं यदि वच् उच्यते तदा तदपि एकं संशोधनकार्यं भवति संशोधनकार्ये एतादृश ग्रन्थसम्पादनव्याख्यालेखनादि कार्येषु आसक्तिः संवर्धते अतः अहं एवं चिन्तयामि संशोधनकार्ये आसक्तिः वर्धनीया इति एकम् सर्वे अव अविशेषेण सर्वे अनुसन्धानकार्ये भविष्यन्ति पठिष्यन्ति क अनुसन्धानकार्ये प्रवर्तिष्यन्ते इति वक्तुं न शक्यते सामान्यतः अहम् एकम् उदाहरणं वदामि इदानीं न्यायशास्त्रस्य प्राचीनग्रन्थपरम्परायां पञ्चग्रन्थी इति पञ्चग्रन्थी इति नाम्ना प्रसिद्धं नास्ति पञ्चग्रन्थी इति वर्तते न्यायसूत्रं तस्य व्याख्या भाष्यं भाष्यस्य वार्तिकमिति एकं व्याख्या व्याख्यानम् अनन्तरं वार्तिकस्य न्यायवार्तिकतात्पर्यटीका इति तात्पर्यटीका इति आख्यं व्याख्यानं वर्तते तात्पर्यटीकायाः परिशुद्धिः इति एवं ग्रन्थः क्रमेण वर्तते इमे पञ्चग्रन्थाः सम्मील्यपञ्चग्रन्थी इति नाम भजन्ते पञ्चग्रन्थी इदानीं समग्रशास्त्रस्य न्यायसूत्रस्य समग्रस्य प्रकाशितः एकः अपि पञ्चग्रन्थीग्रन्थः न उपलभ्यते केवलं प्रथमाध्यायस्य दर्भङ्गाप्रदा प्रका प्रदेशे प्रकाशिताः वर्तते यदि सम्पूर्णपञ्चग्रन्थीग्रन्थः सम्पादनीयः न उपलभ्यते इति अध्यापनकाल्ये बोध्यते चेत् इदमेकं महत्कार्यं बृहत्कार्यं भवति तत् कर्तुम् अवश्यमेव अनेकविधतालपत्राणां लिखितग्रन्थानां सङ्कलनं कृत्वा तत्र परिशोधनं क्रियते तस्मात् इदम् आदौ अस्माभिः विचिन्त्यते अध्यापनकाले अध्ययनकाले एव यदि पारम्परिकछात्राः बोध्यन्ते ए एतादृशग्रन्थाः उपलभ्यन्ते एतादृशग्रन्थाः नोपलभ्यन्ते इति तदा तेषामपि लाभः भवति अयं लाभः कीदृशः लाभः इत्युक्तौ शास्त्रग्रन्थस्य सम्पादनं शास्त्रग्रन्थस्य टीकालेखनं शास्त्रग्रन्थानाम् कृते सम्भवति चेत् व्याख्याकरणम् एवं यदि तुलनात्मकम् अध्ययनं विभिन्नव्याख्याः स एकस्य ग्रन्थस्य विभिन्नव्याख्याः उपलभ्यन्ते तयोः तार तारतम्यभावविचारः तारतम्यविचाराः समीक्षणं कर्तव्यम् इत्येवं बोध्यते चेत् तदा अवश्यम् छात्राणां पारम्परिकरीत्या ये पठन्ति तेषाम् उत्साहः वर्धते अवश्यमनुसन्धानकार्ये तेपि प्रवर्तन्ते प्रविशन्ति इति मम अभिप्रायः